मम शास्त्रं विद्यते अद्वैतवेदान्तशास्त्रम् अहं विशेषेण वेदान्तशास्त्रं पठितवान् तत्र प्राधान्येन प्रस्थानत्रयस्य अध्ययनं सम्भवति प्रस्थानं त्रयं नाम किम् इति चेत् तत्र ब्रह्मसूत्रं भगवद्गीता उपनिषदः इति एतेषां सङ्ग्रहः एव प्रस्थानत्रयम् इति उच्यते प्रस्थानत्रयस्य अध्ययने प्रथमं श्रुतिप्रस्थानस्य अध्ययनं कुर्मः श्रुतिप्रस्थानं तावत् उपनिषत् इति उच्यते तत्र उपनिषदः प्राधान्येन दशोपनिषदः इति उच्यते दश उपनिषदः दश विद्यन्ते ईशोपनिषत् केनोपनिषत् कठोपनिषत् मण् मण्डो माण्डूक्योपनिषत् मुण्डकोपनिषत् छान्दोक्योपनिषत् बृहदारण्योपनिषत् एवं दशोपनिषदानाम् अध्ययनं प्रथमं क्रियते अनन्तरं सूत्रप्रस्थानं ब्रह्मसूत्रम् इति उच्यते ब्रह्मसूत्रं कृतवान् भगवान् बादरायणः तस्य सूत्राणि एव ब्रह्मसूत्राणि इति उच्यन्ते तत्र ब्रह्मसूत्रेषु प्राधान्येन उपनिषद्वाक्यानां तेषां ब्रह्मपरतत्वं तत्र साधयन्ति उपनिषदि तद्विषये वयं पठामः अन्तिमं च स्मृतिप्रस्थानं स्मृतिप्रस्थानस्य स्थानं भजते भगवद्गीता भगवता श्रीकृष्णेन अर्जुनाय यः उपदेशः कृतः सः भागः भगवद्गीताख्यः ग्रन्थरूपेण भगवान् बादरायणः अस्माकं अयच्छत् अर्थात् तत्र व्यासः समग्रं गीतोपदिश् गीतोपदेशं श्रुत्वा ग्रन्थरूपेण विरच्य अस्माकं दत्तवान् एवं प्राधान्येन तत्र अद्वैतवेदान्ते ब्रह्मसूत्रस्य उपनिषदां पुनः भगवद्गीताञ्च अध्ययनं वेदान्तशास्त्रे इदान्तं क्रियते